रामायणे महाभारते च बहुविधाः एतादृशाः प्रसङ्गाः घटिताः तेषु अन्यतमः एकः प्रसङ्गः महाभारतेस्मिन् वर्तते यदा महाभारते युद्धं प्रच प्रचलति तदा जयद्रथस्य गर्वहरणं कर्तुम् श्रीकृष्णः अर्जुनं वदति यत् इदानीमेव भवतः समीपे समयः अस्ति भवतः प्रतीक्षा स्वीकृता अस्ति सा पूर्णा भविष्यति किन्तु कथं जयद्रथः तु लुप्तः तदा श्रीकृष्णः किं करोति श्रीकृष्णः वदति इदानीं सूर्यास्तः जातः युद्धं समापयन्तु इति तदा सर्वैः समयः समाप्तः इति कृत्वा गच्छन्तः सन्ति तदैव श्रीकृष्णः अकस्मात् सूर्योदयं करोति पुनः सूर्यः दृश्यते तदा श्रीकृष्णः अर्जुनं प्रति वदति पश्य अयं सूर्यः अयं जयद्रथः इदानीमेव तं समापयतु इति यद्यपि तदा सूर्यास्तसमयः न आसीत् तथापि सः चमत्कारः सह सूर्यास्तं करोति तदनन्तरम् अर्जुनः स्वप्रतिज्ञां पूर्णां पूर्णां कर्तुम् तत् तक्षणमेव समापयति एषः श्रीकृष्णस्य अद्वितीयः चमत्कारः महाभारते दृष्टः